मम कुटुम्बः अविभक्तकुटुम्बः अस्माकं कुटुम्बे वयं सर्वे सन्तोषेण वसामः तथा च वैमनस्यं कदाचिज्जायते तथापि पुनः सर्वेपि मिलित्वा तस्य परिहारं कृत्वा पुनः सुखेन वसामः मम अनुजः गुरुकुले पठति पिता अभियन्ता सः गृहे स्थित्वा कार्यं करोति मम माता गृहिणी अस्माकं गृहे धेनवः सन्ति अतः तेषां पोषणम् अहं मातुः साकं करोमि पितामही पितामहश्च उभौ गृहे अस्माभिस्साकं वसतौ एवं मित्राणां विषये वक्तव्यम् इति चेत् एका सखी विद्यते सा मम सहोदरी इव आवयोः प्रथमदर्शने एव तत्र मैत्री जाता तस्याः विवाहानन्तरं बेङ्गळूरुनगरे वसति तथापि प्रतिदिनं दूरवाणीद्वारा सम्भाषणं कुर्वः तथा च इतोऽपि त्रीणि मित्राणि सन्ति ते सर्वदा मम साहाय्यं कुर्वन्ति